नमस्कारः नमस्कारः महोदय एषः टैलर् शाप् अस्ति वा मया कृते एकः युतकं सीवनं करणीयं एकः विवाह महोत्सवे मया गन्तव्यम् अतः एतत् तु द्वे दिने एव् एव अस्ति अतः मया शीघ्रमेव अहम् इच्छामि कर्तुं शक्यते वा शीघ्रं शीघ्रं तु बहुशीघ्रं नासीत् द्वे दिने तु अस्ति तदपि अस्तु अस्तु अस्तु तत् तदा सम्यकेव किं धनं धनं चिन्ता नास्ति किन्तु फिट् तु सम्यक् भवितुम् अ ह मेज़र्मेण्ट्स् भवती स्वीकरोति वा न आ फिट् तु सम्यक् एव अस्ति खलु ओ अस्ति अस्तु चेत् अयम् अहम् इदानीमेव आगच्छामि भवती मेज़रमेण्ट्स् नयतु पुनः सम्यक् एव करणीयं कार्यं तु सम्यक् करणीयम् एव अस्तु अस्तु भवती कित्ना कति कति रूपकाणि कतिरूप्यकान् कति रूप्यकाणि

अधिकं अधिकम् एव खलु

यदि यहि यदि यदि एतत् सम्यक् आसीत् अहं पुनः भवतीमेव बहवः युतकान्यपि ददामि अधिकव्ययेन अहम् एतत् वस्त्रं क्रीतवती अतः एव अहं पुनः पुनः वदामि अस्तु अद्य एव इदानीमेव अहम् आगच्छामि भवती सम्यक् कृत्वा ददातु धन्यवादः धन्यवादः इदानीम् एव आगच्छामि